माध्यमद्वारा प्रसार्यमाणविचराः मम प्रान्ते योगात्मकं व्यूहात्मकञ्च प्रभावं जनयति समाजस्य संलग्नतायां माध्यमं महत्त्वपूर्णं भागं गृह्णाति मम प्रान्ते स्थानीयवार्तापत्रिके प्रतिदिनं दैनिक असमश्च स्तः स्थानीयविचाराः जनाः वार्तापत्रिकाः दूरदर्शनम् आकाशवाणी गवाहति दूरवाणी सामाजिकमाध्यमेन लोकेल् न्यु चनल् माध्यमेन च प्राप्नुवन्ति स्थानीयविचाराः माध्यमेन मुख्यवाहिनी तव्याः विश् विचाराः सन्ति यथा राजनैतिकविषयाः धार्मिकसङ्घर्षः आन्त्रर् आन्ताराष्ट्रियवार्ताः राज्ये घटिताः दुर्घटनाः प्राकृतिकदुर्घटनाः राष्ट्रियस्तरीयाः क्रीडाः तथा च अन्ये स्पर्धा युवानं कृते उद्योगावसराः विविधानि विज्ञापनानि इत्यादयः च सन्ति